एतादृशम् उपायनम् वराय न दातव्यम् एषा अस्माकम् संस्कृतिः नास्ति अतः देशे सर्वत्र वयम् एतद् विषयं प्रसारयामः किमर्थमित्युक्ते इदानीन्तनकाले वरदक्षिणा अनगमनमार्गेण एतद् अवगमनेन अनन्तरम् एते वरदक्षिणाविषये अधिकाः स्त्रियः बाधाम् अनुभूयन्ति तासाम् मातापितरौ अपि बहु बाधामनुभूयन्ते ये निर्धना भवन्ति वधुः उचितरूपेण बहु समीचीना बहु संस्कारी अपि स्यात् अपि एतादृशः विषये बहु देशे सर्वत्र पीडयन्तास्सन्ति अतः एतादृशेषु वरदक्षिणाम् समीचीनं नास्ति इति मम अभिप्रायः